भोः कुशलं वा भवान् सौख्यं वा भोजनं समाप्तं वा इदानीं कति वादनं चापेयं कृतं वा पाकं समाप्तं वा मम दूरवाणी कुत्र वर्तते मम पुस्तकं कुत्र वर्तते लेखनी अत्र विद्यते वा पाठस्य अर्थम् अवगतं वा पानीयम् आनीय अत्र एतत् अत्र स्थापय समीचीनतया शयनं कृतं वा वृष्टिधारा आगच्छति वा भवतस्य समीपे लेखनी अस्ति वा